मम कृते तु बहुकरं बहुकष्टकरं विषयम् आसीत् चोलिका चोलिका तस्य सीवनं किमर्थं तत्र शोल्डर् इति वदत् शोल्डर् इत्यस्य शोल्डर् अस्ति खलु तत्र किञ्चित् तस्य सीवनं सम्यक् न भवति अन्यत् व सर्वं सम्यक् आसीत् चुडिदार् सीवनसमये अपि बहुकष्टम् इति न भासते पान्ट् बहु सरला अस्ति टाप् अस्ति खलु युतकं तत् किञ्चित् कष्टम् इति भासते कालः तु चोलि चोलिका कृते होरात्रयम् आवश्यकम् चुडिदार् कृते होराद्वयं समा समापन समापनं भविष्यति